आम् पूर्वजाः इदानीन्तनजनेभ्यः अधिकाः धार्मिकाः आसन् अस्माकं बाला बालान् धार्मिकाः भवितुं बाल्यात् एव अस्माकं संस्कृतेः अभ्यासः करणीयः सूर्योदयात् पूर्वं जागरणीयं सूर्यमस्काराः तस्य विशेषः तस्य लाभः पूजाधिं विधेः लाभः वक्तव्यः अस्माकं आहारः अपि प्रान्तं वातावरणं आधारीकृत्य स्ट्रक्चर् कृतमस्ति अतः अस्माकं संस्कृतिः रक्षिता चेत् धर्मः अपि रक्षितः भवति